हरिः ओम् एतद् स्विग्गी कलु हा मम कटुः न्यूनं यदस्ति तादृशः तादृशः आहारः अपेक्षितः आसीत् लभ्यते वा किं किम् अस्ति हा अस्तु तर्हि अन्नं दधिः अनन्तरम् उपमा अस्ति वा नास्ति वा तर्हि इड्लि अस्ति खलु हा तर्हि इड्ली भवतु ये कठु यद् न्यूनमस्ति तादृश उपसेचनमपि आवश्यकम् इड्लिना सह पुनः मधुरं किमस्ति पायसम् अस्ति वा हा अस्तु तर्हि पायसमपि तेन सह प्रे प्रेषयन्तु अस्तु धन्यवादः